मम क्षेत्रे क्रीडाक्षेत्रं भिन्नरूपेण समर्थानां क्रीडाजनानां सहायतां करोति करोति तथा च तेषां कृते बहवः व्यवस्थाः प्रदत्ताः सन्ति क्रीडाक्षेत्रे विकलाङ्गक्रीडकानां सहाय्यार्थं बहवो व्यवस्थाः सन्ति तेभ्यः विशेषानि उपकरणानि सुविधाश्च प्रदत्ताः सन्ति ये तेषां क्रीडाक्षमतां वर्धयितुं सहाय्यं कुर्वन्ति एतेन सह क्रीडाक्षेत्रेषु वैदिकमानकानाम् अनुसरणस्य व्यवस्थाः सन्ति ये विकलाङ्गक्रीडकानां कृते समानावकाशानां प्रदास्यन्ति तेषां क्रीडाक्षमतानां विकासाय विशेषं प्रशिक्षणं मार्गदर्शनं च प्राप्यते एतत् सर्वं तेषां स्वातन्त्र्यम् आत्मसम्मानं समानतानां च अनुभवितुं सहाय्यं करोति इति मम क्षेत्रे क्रीडाक्षेत्रं भिन्नरूपेण समर्थानां क्रीडाजनानां सहाय्यं करोति तथा च तेषां कृते अस्य व्यवस्थाः प्रदत्ताः सन्ति